इदानीं यः समयः अस्मिन् समये छात्राः विश्वविद्यालयस्य अनन्तरं उन्नतशिक्षायाः ओनुसरणं कुर्वन्ति परन्तु केचनः अनुसरणं कुर्वन्ति न तु सर्वे केचन तु पारिवारिकव्यापारं पश्यन्ति अपि च केचन स्वक्षेत्रे कार्यं कर्तुं गच्छन्ति यतोहि अस्मिन् समये उन्नतशिक्षायाः अनुसरणं कर्तुम् अधिकः कालः अर्थश्चापि अपेक्षते तदर्थं सर्वे उन्नतशिक्षायाः ओनुसरणं नैव कुर्वन्ति केचन ये तु इच्छुकाः शन्ति ते कुर्बन्ति अपि च तेषां मध्येऽपि केचन त्यजन्ति जे तु उन्नतशिक्षायाः अनुसरणं नैब कुर्वन्ति ते पारिबारिकब्यापारं पश्यन्ति अतवा स्वक्षेत्रे कार्यं कर्तुं गच्छन्ति